जगतः नाम संसारः अतः संसरति इति संसारः यः निरन्तरम् चलायमानः अस्ति यस्य सरणं निरन्तरं भवति तदेव सः एव संसारः अतः अस्य अभिवृद्धिः अपि निरन्तरम् एव भवति आधुनिककाले यदि पश्यामः चेत् नूतन नूतन वैज्ञानिकक्षेत्रे आविष्काराः सन्ति ऐ ऐ टी इत्यादिकं तथा तु शैक्षिक क्षेत्रे अपि बहु बहूनि अनुसंधानानि एव क्रियमाणानि सन्ति परन्तु जगतः विकासः न न केवलं तत्र आधुनिकप्रविधिमाध्यमे माध्यमेन अपि भवति अपि तु ये अस्माकम् पुरातनाः ये विचाराः सन्ति ये अस्माकं मूले अस्ति तेषाम् अपि परिपालनम् अवश्यमेव करणीयं यतो हि विकासः विनाशः न भवेत् इत्यस्य कृते यत् मूलम् अस्ति तद् अपि अवश्यम् अस्माभिः एव स्वस्य परिपालनं करणीयं यतोहि वैज्ञानिकक्षेत्रे भवतु वा कृषिक्षेत्रे भवतु वा आधुनिक उपकरणानाम् आवश्यकता अस्ति तेषां कृते नूतन आविष्कारः अपि भवन्ति भवन्ति भविष्यन्ति च अतः जगतः अव् अभिवृद्धिः अस्माकं ये मूलसिद्धान्तः भवन्ति तेषाम् आधारेण एव भवेत्